मम प्रियक्रीडा इति पृच्छति चेद् अहम् क्रिकेट् एव किमर्थम् इत्युक्ते अहं तावत् क्रीडामध्ये मम इच्छा नास्मि परन्तु यदि यदा कदा अपि टी वी चलच्चित्रमध्ये तद् पश्यामि चेत् क्रिकेट् एव पश्यामि तत्र वैशिष्ट्यं किमपि नास्ति यत्किमपि उत्साहः एव इति समयस्य व्यर्थमहं टी वी मध्ये क्रिकेट् पश्यामि यदा कदापि फुट् बोळ अपि पश्यामि तावदेव अहं तावत् क्रीडा मध्ये मम इच्छा नास्तीति हेतोः कर्तुमपि न इच्छामि अहं केवलं दर्शनमेव तदपि यद् किमपि मम मित्राणि मित्रं कुत्रापि गत्वा क्रीडामध्ये भागं गृह्णाति चेद् तद् तस्य प्रोत्साहनार्थस्य कृते प्रोत्साहनं कर्तुमेव अहं गच्छामि गच्छामि तदा अहं किञ्चिद् तदपि सम्पूर्णं दृष्ट्वा मम तस्य कृते किञ्चित् उत्साहार्थं करताडनादिकं दत्वा उपविशामि तादृश तावदेव अधिकं किमपि तत्र वक्तव्यं नास्ति खलु एतद् मम अहं तावद् क्रीडामध्येपि इच्छा नास्ति अतः एव तथैव